भारते अथवा राज्ये यानि गन्तव्यानि स्थ स्थानानि भवन्ति तानि सन्ति नाम राज्ये वक्तुं शक्यते महाराष्ट्रराज्ये अत्र लेणी इति वदामः अजिन्ठा तथा वेरु इति लेणी सन्ति तानि द्रष्टव्यानि एव अनन्तरं कोल्हापुर् नगरे एकं मन्दिरम् अस्ति तदपि द्रष्टव्यमेव महालक्ष्मीमन्दिरम् अनन्तरं माहुर माहुर् इति प्रदेशे रेणुकामातामन्दिरम् अस्ति तदपि द्रष्टव्यम् अत्र ताडोबाक्षेत्रे वयम् अभयारण्यं द्रष्टुं शक्नुमः तत्र अधिकतया वयं व्याघ्रदर्शनमपि कर्तुं शक्नुमः अनन्तरम् राज्ये वदामः चेत् इतोपि अनेके स्थानानि सन्ति यथा रामटेकनगरं कालिदासस्मारकमस्ति तदपि द्रष्टव्यमेव तथा भारते वदामः चेत् अधुना यत् राममन्दिरं जातमस्ति तदपि द्रष्टव्यम् एव तथा उत्तरभारते यदि पश्यामः हिमालयः तथा दक्षिणभारते रामसेतुः वा इतोऽपि सुवर्णमन्दिरं तथा ञ अन्यत्र अपि गच्छामः चेत् राजस्थाने अपि वयम् बहुकिमपि द्रष्टुं शक्नुमः अतः अत्र पर्यटनस्थानानि बहूनि सन्ति तर्हि तत्र गन्तुं शक्यते